अस्माकं पत्रिकायां तु राजनैतिकविषयाः एव बहु भवति सर्वकारीय अन्यत् समाजे एतद् आवश्यकी तद् न भवति यत्र कुत्रापि भवतु जनाः तत् किमिति अवगन्तुं कष्टम् अनुभवति केचन एव पत्रिकाः एतत् विषये इत्युक्ते समाजस्य सल्लग्नतायाः सुष्टुरूपेण लेखनानि प्रकाशयन्ति अस्माकं प्रदेशे कन्नडभाषायाः विजयकर्नाटक प्रजावाणि विजयवाणि कन्नडप्रभा संयुक्तकर्नाटक उदयवाणि इति बहवः सन्ति अत्रापि आङ्ग्लभाषायाः अपि हिन्दू डेकन् हेराल्ड् इन्डियन् एक्स्प्रेस् इत्यपि भवति नगर स्तरे आन्दोलन मैसूरुमित्र स्टार् आफ् मैसूरु इति द्वित्रि पत्रिकाः सन्ति विशेषतया अस्माकं सुधर्मा इति एकैक संस्कृतदिनपत्रिका अत्र अस्ति अत्र वार्ताः अपि भवति अपि च पुराणेतिहासकाव्यव्याकरणमपि तत्र प्रकटयन्ति तत्र बहवः पत्रकाराः इत्युक्ते जर्नलिस्ट् सन्ति पि टि ऐ द्वारा अपि वार्तां प्राप्नुवन्ति केचन पत्रिकाय स्थानीयविभागम् अपि प्रत्येकस्थलम् एव अस्ति तत्र नगरे भिन्नभिन्नस्थानीय वार्ताः भवति इन्दु नगरदल्लि इति एक प्रत्येक कश्चन स्थलं भवति तत्र तत् नगरे अद्य किं किं कार्यक्रमाः भवति अत्र विशेषवार्ताः किं तत्सर्वे अत्र भवति